मम क्षेत्रे तथा भिन्नरूपेण समर्थानां कृते क्रीडा व्यवस्था नावलोकिता तथापि अहं यत्र कार्यं करोमि तत्र अहं क्रीडा विषयस्य मार्गदर्शकरूपेण कार्यं कृतवान् तस्मात् वदामि मम अनुभवः यः इत्युक्ते ये भिन्नरूपेण समर्थाः सन्ति तेषां कृते याः क्रीडाः समुचिताः भवन्ति तासु क्रीडासु एव तेषां नियोजनं लाभाय भवति समीचीनं भवति उदाहरणार्थम् इदानीं कश्चित् पदाभ्यां विकलाङ्गः अस्ति अथवा गन्तुं न शक्नोति सः चेस् क्रीडितुं शक्नोति अतः तस्मै चेस् चतुरङ्गक्रीडनं बोधनीयं तेन सह सम्यक् चतुरङ्ग क्रीडापटुः भवितुम् अर्हति अतः तादृशं सहाय्यम् सहायता दानं समीचीनं भवति तेषां कृते व्यवस्थाः यत्र यत्र कृताः तेषाम् अवलोकनं मया न कृतमस्ति यतोऽहि नगरम् अथवा पत्तनम् अस्ति यत्र अहं वसामि तथापि तत्र तादृशी व्यवस्था नावलोक्यते भिन्नरूपेण समर्थनं कृते महानगरेषु तत्र तत्र विशेषरूपेण दृश्यते मम ग्रामस्य समीपे कुत्रचित् विद्यालयः अस्ति भिन्नरूपेण समर्थानां विद्यालयः तेषु विद्यालयेषु व्यवस्था स्याद् इति मन्ये तस्याः व्यवस्थायाः अवलोकनं मया एतावत् न कृतम् अग्रे कर्तुं प्रयत्नः विधीयते धन्यवादः